सामान्यतः जनाः तं सांस्कृतम् उत्तरभारतीयभाषां सिद्धयितुम् एतत् तर्कं गृह्णाति किन्तु एषः केवलः आधुनिकदेवनागरिलिपिः इत्यस्य आविष्कारः दशमशताब्देः समीपे अभवत् यथा तु संस्कृतसाहित्यं तु अत्यन्तं पुरातनम् अस्ति संस्कृतं भ्रमः भ्राम्री खरोष्टी पुष्कराक्ष् पुष्कसारी शारदा सिद्धम् इत्यादिषु लिपिषु पूर्वं लिखितम् आसीत् देवनागरी भ्रामणात् उट्टण्णा अस्मिन् लिपौ शारदालिपिः लिखिता गायत्रीमन्त्रः दृश्यते